कृषकाः इदानीं बहु आत्महत्यां कुर्वन्तः सन्ति किमर्थम् इत्युक्तौ इदानीं वृष्टिः सम्यक् नागच्छति कालानुगुणं वृष्टिः आतपः इत्यादिकं न भविष्यति अतः कृषिक्षेत्रे यदावश्यकमस्ति वातावरणं तद् न लभ्यते इत्यतः धन धान्यादिकं सम्यक् नागच्छति अतः कृषकाः बहु इन्वेस्ट्मेन्ट् करोति कृषिक्षेत्रे ततः परं यद् सः चिन्तितवान् तावान् धनं धान्यराशिः नागच्छति फलं नागच्छति चेत् तदानीं मनः क्लिन्नं जायते अतः तदानीम् आत्महत्या आहत् आत्महत्यां कुर्वन्ति इदानीम् अस्माभिः किं करणीयं परिहारः कः इत्युक्ते तेषां कृते सर्वकारपक्षतः यदि किञ्चित् प्रोत्साहधनादिकं लभ्यते दास्यां दास्यति चेत् तदानीं किञ्चित् सहायं भविष्यति सर्वकारेण उपायाः के इत्युक्ते तत्र ला लाभः आगच्छति चेत् चिन्ता नास्ति यदि नष्टं भविष्यति तदानीं किञ्चित् धनसाहाय्यं नो चेत् रेशन् इत्यादिकं दातव्यं भवति